हरि ओं महोदय नमस्काराः मम नाम रघूत्तमः अहं बे बेङ्गलूर्नगरे वसामि अहम् अहं बिजापुर्नगरं प्रति आगन्तुम् इच्छामि मम कुटुम्बेन कुटुम्बेन सह अहम् आगन्तुमि इच्छामि तदर्थं भवान् प्रवासीमार्गदर्शकः अस्ति भवान् तत् अस्माकं किं किं दर्शयति इति वदतु

एव एवं वा इब्राहिम् रोजा इति खलु इब्राहिम् रोजा एव वा म वा ओ ओहोहो ओ एवं वा बहु सन्तोषः अस्माकं कुटुम्बे चत्वाराः जनाः सन्ति तत् भवान् कार् याने नेतुं शक्यते वा आटो याने

एवं वा आं महोदय एकदिने कति स्थानदर्शनं भवति एवं वा दिनत्रये सर्वविजयपुरं विजयपुरदर्शनं भवति चेत् अहं योजयामि शुक्रवारे शनिवासरे रविवासरे भवति वा अस्माकं कार्यालये अहमपि पृच्छामि विरामः मिलति चेत् विरामः नाम लाज् सर्वं लाज् सर्वं कति करोति वा भवानेव किं भो भवान् करोतु बहु उपकारः भवति बहु उपकारः भवति भवानेव करोतु महोदय तदपि आं महोदय ह धन्यवादः अहं यदा विरामः मिलति चेत् तदा एव दूरवाणीं करोमि निश्चयं करोमि फोन्पे फोन्पे फ़ोन्पे कर्तुं शक्यते वा केश् एव दातव्यं वा आं बहु सन्तोषः महेशः महोदय हा शीघ्रम् एव मिलामः शीघ्रम् एव मिलामः नमस्कारः नमस्कारः